ज्येष्ठानां तथा युवानश्च चिन्तने भेदः एव भवति यतः ते भिन्नम् एव विषयम् अपेक्षन्ते द्वे द्वे अपि द्वयम् अपि भिन्नं एव जगत् तत्र कथं समन्वयम् अहं करोमि इति वक्तुम् इच्छामि यदि ज्येष्ठाः किञ्चित् वदन्ति तर्हि ते कुतः वदन्ति इति स्वयं चिन्तनं क्रियते चिन्तनं कृत्वा तस्मिन् कार्ये योजना अपि मम योजनं क्रियते एवं युवानः यदा भवन्ति तर्हि तेभ्यः विचारं कथं वक्तव्यं कथं तेषां समाधानं भवेत् तथा निरूपणं कर्तव्यम् इति चिन्तयित्वा चित चिन्तयित्वा तेष तेभ्यः सः विचारः उच्यते यदि एवं कर्तव्यम् इति विधिः क्रियते तर्हि युवानः चिन्तयन्ति कुतः कर्तव्यम् इति तस्मात् पूर्वमेव कुतः कर्तव्यम् इदं कार्यम् इति यदि उच्यते तहि अवश्यं ते पुनः प्रश्नम् अकृत्वा एव कार्यं कुर्वन्ति ज्येष्ठाः ये भवन्ति तेषां समीपे विधिः कर्तुं न शक्यते अतः तेभ्यः यथा वक्तव्यं समाधानरूपेण शान्तरूपेण अस्माभिः यदि उच्यते तर्हि ते अवश्यं शृण्वन्ति तत् कार्यं कुर्वन्ति अपि पुनः तेभ्यः कुतः कर्तव्यम् इति वक्तव्यं नास्ति यतः ते विचारं जानन्ति कुतः कर्तव्यम् इति अतः किं कर्तव्यं कथं कर्तव्यम् इति उच्यते चेत् ते अवश्यं कुर्वन्ति तस्मात् ज्येष्ठानां यथा वक्तव्यं युवा युवेभ्यः कथं वक्तव्यम् इति सम्यक् ज्ञात्वा तेषां वयोनुगुणं तेषां विचारः कथं वर्तते मनः कथं वर्तते इत्यपि दृष्ट्वा तदनुगुणम् अस्माभिः किमपि वक्तव्यं चेत् तथा तदनुगुणं वक्तव्यं भवति इति एवं यद्यपि ते अन्यथा एव चिन्तयन्ति नाम ज्येष्ठानां चिन्तनम् अन्यथा भवति युवानां चिन्तनम् अन्यथा भवति चेत् अपि समन्वयेन नेतुं शक्यते परन्तु कथं समन्वयः कर्तव्यः इति तु अस्माकं बुद्धौ भवेत्